नमो नमः अहं कर्गदे लिखामि किन्तु टैप् तद् टङ्कणम् अपि करोमि एषु दिनेषु लेखनं बहु न्यूनतया जनाः कुर्वन्ति सर्वत्र टङ्कणं कृत्वा एव तद् स्थाप्य् अस्माकं पुस्तकानि अपि टङ्कणं कृत्वा एव अस्माभिः प्राप्यते पुनः यदि कमपि पूर्वं पत्रं प्रेषणीयं चेत् त् तद् लेखनीयं पुनः तत् प्रेषणीयं पुनः सः लिखति पुनः अस्माकं पार्श्वे इदानीम् अस्माकं हस्ते दूरवाणी भवति इत्यत टङ्कणं कृत्वा सद्यः वाट्सप्द्वारा तद् सन्देशम् अस्माभिः प्रेषितुं शक्यते अन्यथा ईमेल् इत्यादि द्वारा अपि अस्माभिः टङ्कणं कृत्वा सद्यः सन्देशं प्रेषितुं शक्यते पुनः ग्रन्थानां लेखनमपि तस्य सङ्कलनमपि टङ्कणं टङ्कणमाध्यमेन अस्माभिः कर्तुं शक्यते